संस्कृतभाषा मधुरा भाषा विद्यते तथा च इयं संस्कृतभाषा देवभाषा इति कथ्यते देवानाम् इयं भाषा अतः ये संस्कृत भाषिणः भवन्ति संस्कृतभाषा भाषन्ते तेषाा वाक् मधुरा भवति तेषां वाक् वाची भद्रा लक्ष्मीः निहिता भवति अतः ते यत्किञ्चित् वदन्ति ते यत् किञ्चित् ब्रुवन्ति तेषां भाषा ते तया भाषया तावत् तेषां व्यक्तित्वस्य तावत् प्रदर्शनं भवति कापि भाषा भवेत् भाषया यदि उच्यते तर्हि तया भाषया तस्यां भाषायां यत् तावत् तत्त्वं भवति तत् तत्त्वं प्रदर्शितं भवति संस्कृतभाषा भाषया अपि यदि उच्यते तर्हि संस्कृत शब्दे एव संस्कृतत्वं विद्यते अतः संस्कृता इयं भाषा संस्कृत वाचा यदि प्रयोगं कुर्मः तर्हि न्यूनमेव संस्कृत संस्कृताः जनाः भवन्ति इति